तत्र कृषिक्षेत्रे पूर्वं तु विद्युद्व्यवस्था साक्षात् नासीत् तदा तु ये कृषकाः कृषिः स्व स्व कृषिक्षेत्रे यत् धान्यादिकम् वर्धन्ते तस्य परिरक्षणार्थं परितः बेलि निर्माणं तैः क्रियते स्म किन्तु गच्छता कालेन तत्र विद्युद्व्यवस्था प्राप्ता इति कृत्वा तत्र करेण्ट् बेलि निर्माणं क्रियते यदि करेण्ट् बेली निर्म् वर्तते तत्र मनुष्याणां काचित् हानिः एव किन्तु तत्र मनुष्याणां तथा प्राणिनामपि हानिः एव किन्तु धान्यस्य परिरक्षणं तु तेन भविष्यति एकवारं तत्र विद्युदस्ति इति कृत्वा एकवारं तस्य स्पर्श स्पर्शनेन एव अन्यथा कदापि तत्र तत् पार्श्वे प्राणिनः न आगच्छेयुः अतः करेण्ट् विद्युत् बेलिनिर्माणम् क्रियते अतः तत्र तस्मिन् बेलिनिर्माणम् समये तत्र क्षेत्रे तत्र विद्युद् विद्युदपेक्षिता भवति यदि विद्युत् नास्ति सम्यक् विद्युत् प्रवाहः नैव प्राप्यते तदा कदन् यदा कदा वा तत्र प्राणिनः आगत्य तत्र विद्यमानं विद्यमानं वर्धितं धान्यादिकं खादित्वा गच्छन्ति अतः विद्युत् सम्यक् विद्युत् व्यवस्था विद्युत् प्रवाहादिकं यथा सम्यक् प्राप्येत् तथा सर्वकारैः सर्वकारेण कर्तव्यं भवति अपरं तु तत्र विद्युत् एतदर्थम् अपेक्षितं भवति तत्र यत् कूपादिकं भवति ततः जलस्य उद्धरणार्थं मोटर् पम्प् इति यद् उच्यते तस्य चालनार्थं जलं जलस्य उद्धरणार्थमपि तत्र विद्यु विद्युदः अपेक्षा भवत्येव यदि विद्युदस्ति तदा एव तत्र जलोद्धरणं सम्भवति तत्र पैप्द्वारा सर्वत्र जलादिकं गच्छति इदानीं तु पूर्वं जलादिकं हस्तेनेव घटस्य घटस्य सहाय्येन नीत्वा तत्र जलं सेचनादिकं क्रियते स्म इदानीं तु मोटर् पम्प् इत्यादिकं लब् प्राप्यते इति कृत्वा तस्यापि सौलभ्यं कृषि पम्प् इत्यादिकम् इत्यादिकस्य तत्र तस्य उप उपयोगार्थं धनस्य धनं नैव स्वी स्वीक्रियते स्म त अतः पूर्वं कृषिपम्प् कृते विद्युत् विद्युत् धनं यत् विद्युत् उपयुक्तं तस्य धनं नैव स्वीक्रियते स्म अतः यदि विद्युत् नास्ति दिनद्वयं वा त्रयं वा अथवा सम्यक् प्रमाणेन यदि विद्युत् नैव दीयते न प्रदीयते तर्हि तत्र जलोद्धरणार्थं बहु कष्टं सं कष्टं भवति तत्र धान्यं यद्वर्धितं तस्य कृते जलसेचनादिकं कर्तुं नैव शक्यते इति यदि इति कृत्वा तत्र विद्युद्व्यवस्था तु समीचीनतया कर्तव्या भवति एवं कृषिक्षेत्रे विद्युदः प्रामुख्यम्